हरि ओम् हा नमस्ते भगिनि शकुन्तला भगिनी वा

हा अहं कुशलिनी भगिनी भवती एवं वा तद् अहं नूतनगृहम् इच्छामि तदर्थम् अहं दूरवाणीं कृतवति हा भवत्य देवालयस्य समीपे अस्ति चेत् उत्तमं भवति

मम समीपे पञ्चाशत् लक्षाः लक्षानि रूप्यकाणि सन्ति तस्मिन् तद् मूल्यमेव अहं दातुं शक्यते

हा एवं सत्यं सत्यं

हा अस्तु भगिनि तद् मम तद् इच्छा बेड्रूम् त्रयम् आवश्यकम् इति

हा हा हा एवम् वा

हा चिन्ता नास्ति चिन्ता नास्ति भगिनि किञ्चित् दूरम् अस्ति चेत् अपि अहम् इच्छामि किन्तु बेड्रूम् त्रयम् आवश्यकम् इति हा हा

एवं वा हा

हा अस्तु अस्तु भगिनी तद् पश्यामः एकवारं समीचीनम् अस्ति तदनन्तरं सर्वं तद् वास्तुरित्या अपि तद् गृहम् अस्ति चेत् किञ्चित् कीयत् अधिकधनम् अपि दातुं शक्यते इति

हा अस्तु हा अस्तु कति एक पर्सेन्ट् हा हा हा अस्तु अस्तु भगिनि उत्तमम् हा हा अस्तु भगिनि आम् अस्तु भगिनि